आं मम इष्टतमलेखकः अस्ति महाकविकालिदासः कालिदासः सर्वोत्कृष्ट अलङ्कारयुक्तं सरलं मधुरा च भाषा प्रयुक्तवान् तस्य ग्रन्थे तस्य ग्रन्थेषु शृङ्गाररसस्य अपि वर्णनं कृतम् अस्ति कालिदासः तस्य ग्रन्थे ऋतूणां वर्णनम् अतीव प्रशंसनीयम् अस्ति सः तस्य ग्रन्थेषु आदर्शपरम्परायां नैतिकमूल्यानि च मनसि धारयति स्म महाकविकालिदासः वैदर्भी रीत्या प्रसादगुणसम्पन्नं सुन्दरं शब्दं च प्रयुक्तवान् तस्य काव्ये कालिदासः भाषा कालिदासस्य भाषा सुमधुरध्वनिभिः परिपूर्णा अस्ति तथा च समासशब्दाणां न्यूनतमप्रयोगः वर्तते अलङ्कारस्य स्वाभाविकप्रयोगः कृतवान् तथा च सः उपमा अलङ्कारः प्रयोगे निपुणः इति मन्यते तस्य उपमाः श्रेष्ठा इति तस्य काव्यस्य मुख्यं वैशिष्टम् अस्ति यत् सः चित्रवर्णनकाले सर्वं न वदन् अपि व्यञ्जनाद्वारा सम्पूर्णचित्रम् आकर्षयति महाकविकालिदासस्य विरचितानि पुस्तकानि यथा अभिज्ञानसकुन्तलम् ॠतुसंहारः कुमारसंभवम् रघुवंशम् मेघदूतम् मालविकाग्निमित्रम्क्र विक्रमोर्वशीयम् इत्यादि पुस्तकानि सन्ति